हरि ओम् नमो नमः अहम् गजानन्दः वदामि चिकित्सकः जयपुरतः भवती ह्यस्तनदिवसे अस्माकम् चिकित्सालये पञ्जीकरणम् कृतवती भवती भवत्याः इदानीम् स्वास्थ्यविषये किम् अस्वस्थं वर्तते किञ्चित् वदतु

कथं मस्तके पीडा अस्ति वा अग्रे अस्ति या पृष्टतः या वामतः सम्पूर्ण मस्तके अस्ति वा एवं तु भवती गोलिका स्वीकृतवती तत्रतः भवती स्वीकृतवती गोलिकायाः नाम अस्ति वा किञ्चित् ध्यानम् किम् किम् ददत् स्मरणं नास्ति अस्तु भवती एवमेव गोलिका कदापि न स्वीकृ करणीया कदापि यदि गच्छति न यथा आपणं गच्छति तत्र चिकित्सालयः वर्तते तो चिकित्सकपरामर्शमेव अनन्तरम् गोलीकायाः स्वीकरणीया अतः भवती एकवारम् प्रवेणीनगरे अस्माकम् चिकित्सालयः वर्तते गजानन्दः चिकित्सकः अहं बदामि तत्र भवती आगत्य एक वारम् सम्पूर्णसरीरस्य तु आवश्यकता नास्ति यदा पीडा भवत्याः मस्तके अस्ति अतः मस्तके पीडानिवारनार्थम् एकवारम् अत्र आगत्य सम्पूर्णमस्तिस्के एकवारम् यथा परीक्षणम् करिष्यामि यन्त्र यन्त् यन्त्रद्वारे यन्त्रद्वारा यथा एम् आर् ऐ भवती सायम् चतुर्वादने चतुर्वादने आगच्छतु आम् पञ्चवादने अस्माकम् चिकित्सालयः सा व्यवस्था न भविष्यति अहं किञ्चित् बहिर्गन्तुं अस्तु अस्तु धन्यवादः